पाककाले बहूनि पात्राणि एवं साधनानि उपयुज्यन्ते भर्जनपात्रं समदर्वी रन्ध्रदर्वी दर्वी चमसः सन्दंशः कटाहः पोलिकापट्टं मिश्रकम् अनिलचुल्ली भाढ्राष्ट्रः जलपात्रम् स्थालिका बाष्पथाली इत्यादीनां वस्तूनां प्रयोगः क्रियते तत्र समदर्वी भर्जनं कृते रन्ध्रदर्वी पूरिका तैलतः बहिः बहिः निष्कास्य निष्कासयति निष्कासनस्य कृते अनन्तरं कटाहः शाकस्य पाचनं कृते अथवा पायसं निर्मितमस्ति तर्हि कटाहः यु उपयुज्यते बाष्पथाली तत्र ओदनम् एवं सूपस्य पच् पाचनं कृते अस्ति वेल्लनि एवं पोलिकापट्टः पोट्टकं फलकम् अथवा पोलिकापट्टं रोटिकानां निर्माणस्य कृते तस्याः उपयोगः भवति मिश्रकं तत् पलाण्डुः मरिचिका लशुनं नारिकेलं कलायः इत्यादीनाम् मिश्रणस्य कृते मिश्रकम् उपयुज्यते पूर्वकाले पुरातनकाले उल्लुखलमपि तस्य कृते आसीत् अधुना कोऽपि न तस्य उपयोगं करोति जलस्य कृते कुम्भमस्ति अथवा वाटर् प्युरिफ़यर् अस्ति चषकः जलं पातुं चषकः आवश्यकः अस्ति स्थालिका भोजनस्य कृते अथवा किमपि शाकानि व्यञ्जनं र् स्थापनस्य कृते स्थालिका आवश्यकमस्ति छुरिका अस्ति छुरिका कर्तनस्य कृते चमसः परिवेषणं यदि वयं परिवेषयामः तर्हि तस्य कृते दर्वी अथवा चमसः अथवा खादनस्य कृते अपि चमसः आवश्यकः अस्ति बहु